नूतनव्यापारस्य आरम्भे जनानां विश्वासः सम्पादनीयः अनन्तरमेव अस्माकं व्यापारस्य पूरोगमनं भवेत् इति मन्ये अहम् धनम् अधिकम् अपेक्षते इति न व्यापारः कीदृशः अस्ति इति ज्ञात्वा तदनुसारं धनस्य संग्रहणं करणीयम् इदानिं विमायाः व्यापारं नाम व्यवहारः अस्माभिः करणीयः चेत् तावत् धनं न आवश्यकम् किमर्थम् इति चेत् धनं विना एव तस्य आरम्भः कर्तुम् अस्माभिः शक्यते